चिकित्सालयेषु सर्वदापि मया समस्याः अनुभूताः यदा ज्व ज्वरम् आगच्छति चेत् चिकित्सालयं प्रति गत्वा तत्र वैद्यं वैद्यस्य सन्दर्शने सति वैद्याः एवं वदन्ति तत्र गच्छतु तत्र औषद औषधादिकं लभ्यते तं स्वीकृत्य अत्र पुनः अत्र आगच्छतु अहं रिपोर्ट् ददामि पुनः रक्तपरीक्षां करोतु मूत्रस्य परीक्षां करोतु कफस्य परीक्षां करोतु एवमे एवमेव बहूनि वदन्ति तदेव स एव क्लेशः पुनः व्ययाधिक्यम् अपि वि विद्यते